कदाचित् अन्यैस्सह वयं कार्यं कुर्मः तर्हि अवश्यमेव तत्र किञ्चित् सहनम् अपेक्षते यदि तेषां चिन्तनानि भिन्नानि भवन्ति अस्माकं चिन्तनं भिन्नं भवति तर्हि तदनु वयं अग्रे गच्छामः चेदेव वयं साधयितुं शक्नुमः मम जीवनेऽपि मम अध्ययनकाले एवं तत्र विविधकार्येषु बहुकिमपि अनुभूतं तेषु अन्यतमम् अस्ति यदा मया पाठनं कृतं तदा मया सह अन्यः अध्यापकः आसीत् ते कार्यव्यस्ताः आसन् इति मत्वा मया एव तस्य होरानि त्रयं होरा चतुष्टय मया एव स्वीकृतमस्ति तथा तैस्सह मम व्यवहाराः कष्टकरः इति वक्तुं न शक्नुमः किन्तु तत्र सामान्यरूपेण वयं स्वीकर्तुं शक्नुमः